अस्माकं ग्रामे पूगफलेन बहुकार्यमपि कुर्वन्ति तानि बहु उपयोगाय अपि भवन्ति तस्य निर्माणार्थं कृषिकाः बहुकार्याणि कुर्वन्ति तद् एतानि कर्नाटके बहु फ़ेमस् अपि भवति तादृशानि पदार्थानि एतानि कर्नाटके बहूनि सन्ति तानि पदार्थानि आर्थिकव्यवस्थां बहु उपयोगं कुर्वन्ति जम्बू जम्बूफलानि अपि एते अत्र बहू उपयोगं कुर्वन्ति फनसफलेन पापडपि पापड् भवति एतस्मिन् कार्यं कृते महिलाः बहु बहु कार्यं कुर्वन्ति एतद् पापड् कृते जनाः महिला महिलानां कृते बहु उपयोजनकारी कार्यमपि गृहे निर्मातुमपि शक्यते एतस्य निर्माणं निर्माणार्थं बहूनि रूप्यकाणि अपि न व्ययते तण्डुलेन अन्नं कर्तुं शक्यते एतत् तण्डुलं रैताः कृषिकाः बहु उत्पाद्यन्ते तस्य निर्माणेन बहु जनाः बुभुक्षायाः निवारणार्थं तण्डुलं खादन्ति एतत्तण्डुलस्य निर् तण्डुलस्य तण्डुलस्य संवर्धनार्थं कृषिकाः तस्य कृते गोबरम् इति बहु बहु नाम्ना सङ्करणानि स्वीक्रियन्ते एतेषु बहुषु प्रदेशेषु संवर्धमानानि पदार्थानि बहूनि सन्ति पदार्थानि आर्थिकव्यवस्थां पाकव्यवस्थां च उपकुर्वन्ति धान्यानि हि बहु अभिया अभियाचनयुक्तानि भवन्ति बीजवापतः विपणिः विक्रयणार्थं क्रियमाणानि कर्माणि बहूनि सन्ति एतद् काले काले बहु बहु कालः सन्ति तत्र सस्यानि संवर्धमानाः भवन्ति